अत्र एषा स्थितिरस्ति ओलातः अधुना एकः आगतवान् सः वदन् अस्ति आन्लैन् पे करिष्यामि इति किन्तु अहं प्रार्थयन् अस्मि यदि साक्षात् वित्तमेव अस्ति तदेव ददातु इति